अस्माकं जीवनस्य प्रत्येकं पक्षे एव तन्त्रजालविकासमाध्यमेन अस्माकं व्यवहारकार्याणि च परिवर्तिता अस्ति सञ्चारात् परिवहनात् पारम्भं कृत्वा शास्त्रसेवापर्यन्तम् अस्माकं सर्वम् एव तन्त्रजालविकासमाध्यमेन अस्माकं जीवने परिवर्तनम् अभवत् सर्वोत्तमभागः अस्ति यत् अधिकः अन्तरविशेषं दर्शयित्वा अन्तरं विकासितं भवति अन्तर्जालस्य कारणं जनः विश्वस्य कुत्रापि परस्परं संवादं कर्तुं शक्नुवन्ति जनः परस्परम् ई मेल् प्रेषयितुं शक्नुवन्ति समूहवार्तालापमपि स्थापयितुं शक्नुवन्ति ई मेल् इति विषये तत्क्षणमेव सन्देशः बहवः प्रेषयितुं सुलभः उपायः अस्ति स्मार्ट्फ़ोनस्य साहाय्येन भवान् भिडियो काल् आडियो काल् चेटिङ्ग् आदि इत्यादि कर्तुं शक्नुवन्ति तन्त्रजालेन वा आन्लैन्कक्षा प्रद्यौगिककक्षा इत्यादि गृहे उपविश्य कर्तुं शक्नुवन्ति अद्य यूटूब् मध्ये कोटिशः भेडियः सन्ति येषां साहाय्येन प्रतिदिनं किञ्चित् नूतनं ज्ञानं प्राप्तुं शक्नुवन्ति इतोऽपि बहूनि कार्याणि सन्ति यत् तन्त्रजालमाध्यमेन वयं शीघ्रम् एव कर्तुं शक्नोमि